हरिः ओं नमो नमः भवान् लोकेशः मेहता इति वदति वा हा हा अस्माकम् अहम् अस्माकं सेञ्ट् जोन् विद्यालयस्य वर्तमानपत्रे वार्ता आसीत् तर्हि भवान् तत्र हा भवान् तत्र हा आमामाम् अहम् अद्य एव दृष्टवती अहं विद्यालयादेव वदन्ती अस्मि अश्विनी अश्विनी इति देश्पाण्डे इति अस्मि तर्हि अस्माकं हा आम् अस्तु हा अस्माकं विद्यालये संस्कृतशिक्षकस्य स्थानं रिक्तम् अस्ति तर्हि तस्य विषये अहं काञ्चन प्रश्नान् पृच्छामि भवान् साक्षात्काररूपेण वक्तुं शक्नोति या अहमां हा तर्हि भवतः शिक्षणस्य किं जातं महोदय आं वा उत्तमम् आमां ततः हा तर्हि भवान् संस्कृतं विहाय अन्याः भाषाः जानाति वा

आं वा तर्हि संस्कृतं विषयं स्वीकृत्य भवान् पदवीं प्राप्तवान् कस्मिन् वर्षे इत्युक्ते आं वा अस्तु अस्तु हा तर्हि

भवतः किमपि इतः पूर्वम् अनुभवमस्ति वा पाठनस्य

कक्षा का आसीत् महोदय अस्तु तर्हि किं भवतः शिक्षणं तु व्याकरणे व्याकरणे अभवत् वा साहित्ये आम् आं तर्हि संस्कृतं विहाय अन्यान् विष्यानपि पाठयितुं शक्नोति वा इत्युक्ते कः विषयः आमामां हा हा तर्हि वेतनस्य विषये किमपि अपेक्षितं वा किमपि चिन्तनं

कः दिनाङ्क एकः दिनाङ्कः वदिष्यामि तथा सूचयिष्यामि अनन्तरं तर्हि भवानागत्य पुनः एकवारं लेखनपरीक्षा अपि भवति महोदय तथा च हा हा आमाम् अनन्तरम् आम् आम् आमां धन्यवादः पुनर्मिलामः अस्तु अस्तु धन्यवादः